सर्वकारीयविद्यालयाः वर्तन्ते तदेव स्वायत्त स्वायत्त विद्यालयाः अपि वर्तन्ते तर्हि सर्वकार्यविद्यालयेषु अध्ययनं कर्तुमपि बालाः ण अग्रेनायन्ति सुमुखाः न सन्ति इति कारणेन स्वायत्तपाठशालासु वयं छात्रान् पाठयितुं वयं प्रयत्नं कुर्मः तर्हि स्वायत्तपाठशालाः चलेयुः नाम तेषां तत्र विद्यमानानां शिक्षकानां कृते अपि ते वेतनं दद्युः तदेव भवनस्य भाटकं दद्युः अनन्तरं प्रांशुपालः कर्मकराः त तत्रापि भवनस्य सम्पूर्णभवनस्य समाचारणं सर्वमपि विद्युत्व्ययः एवम् तदेव तत्र सुधाखण्डानां सुधाखण्डाः सर्वपि तत्र म् भवन्ति एव सर्वेषामपि व्ययः भवति एव अधिकव्ययः भवति अतः तदर्थं बालानां पाठनाय स्वायत्त पाठशालासु वयं पाठयितुमिच्छामः चेत् अवश्यमस्माभिः शुल्कं दातव्यमेव भवतीति मम अभिप्रायः